हरि ओम् मम नाम गणेशः अहं पूर्वं भवतः अल्पाहारगृहे एव भोजनम् इत्यादि स्वीकृतवान् अहं पूर्वं कोवम्पुनगरे निवसामि स्म भवन्तः जानन्ति एव इदानीं मम गृहसङ्केतः परिर्वतितः अतः कृपया यत् भोजनम् अद्य अहं आर्डर् करोमि तत् कृपया नूतनसङ्केतं प्रति एव प्रेषयन्तु मम नूतनसङ्केतः त्रीणि त्रीणि नव पञ्चमः उपमार्गः षष्टमः मुख्यमार्गः विजयनगर फस्ट् स्टेज् मैसुरु इति धन्यवादाः